आ हरि ओम् नमस्काराः आं हा हा सम्यक् सम्यक्

द्विदिनादारभ्य किं किं भुक्तं त्वया

आ तत्रैव हा तत्रैव क्लेशो तत्रैव क्लेशो वर्तते हा उष्णं जलं वर्तते खलु तत्र घृतमिश्र उष्णजलं यदि स्वीक्रियते तर्हि रोगस्य उपशमनः भवति भवति पुनः जी जीराष्टकम् इति यत्किञ्चित् पदार्थम् आपण्यां लभ्यते तेन स्वीकरणेन रोगस्य उपशमनः जायते पुनः रम्भाफलादिकं रम्भाफलादिक रम्भाफलादिखादनेन तत्र जीर्णक्रिया सम्यक्तया भ सम्यक्तया भवति यवागुः इति कश्चित् विशेषो वर्तते खिल तत्से तत्सेवनेन रोगस्य उपशमनः अपि जायते तत्र घृतमिश्रणं कार्यम् हा तदानीमेव जीर्णं सम्भवति हा अजीर्णस्य नाश नाशनद्वारा जीर्णस्य जीर्णं सम्भवति हा पुनः भोजनानन्तरं ताम्बूलं स्वीकरणं कार्यम् हा एवम् हा ताम्बूलस्य सेवनेन जीर्णः भविष्यति तत् पुराणेषु अपि उच्यन्ते हा एवमेवम् हा ब्रह्मचारिणां तु ताम्बूलं निषेधो वर्तते किन्तु भक्षसेवनस्य नि निषेधो न वर्तत न वर्तते वा भक्ष्यस्य निषेधमपि वर्तते अतः आरो आरोग्यदृष्ट्या औषधित्वेन ताम् ताम्बूलं स्वीकर्तुं शक्यते हा किन्तु व्यसनार्थम् व्यसनार्थं न हा किञ्चित् तक्रमपि स्वीकरणीयम् अतीवः इति न इदानीं वर्ष वर्षः वर् वर्षः वूर्षुः तस्मात् किञ्चित् तक्रं स्वीकरणीयम् हा हा अस्तु